मम पठनकाले यावत् सर्वेऽपि अभियन्ता पदवीमेव आसादयेयुः इति बहूनां जनानाम् अयम् आशयः आसीत् तत्र केचन मम मित्राणि अपि तां पदवीम् आसाद्य बेङ्गलूरुनगरे विद्यमानासु संस्थासु कार्यं कृतवन्तः परन्तु यदा कोविड् अथवा कोरोना कालः आगतः तदानीं सर्वेऽपि ततः बेङ्गलूरुनगरतः ग्रामं प्रत्यागताः ग्रामं प्रत्यागमनानन्तरं तेषां किं कार्यं किं करणीयम् अस्माभिः इत्यादि महती योचना आलोचना आसीत् अतः तत्सम् एवमेव आलोचयन्तः तेषामेव कश्चनगणः पशुसङ्गोपनम् अथवा कृषिकार्ये तत्पराः जाताः पुनश्च केचन स्वस्य आपणानि स्थापितवन्तः एवं ग्रामेषु एव ते कार्यं कुर्वन्तः सन् अधुनापि कुर्वन्तः सन्ति अनेन किं जातम् इत्युक्ते एकम् ग्रामीणप्रदेशेषु अपि यद् ता तन्त्रज्ञानसम्बद्धं यद् न आसीत् तत् सर्वं तन्त्रज्ञानं ग्रामेषु अपि आगतं वर्तते अपि च कृष् कृषौ कार्यरतेषु गृहजनेषु अपि कश्चन सन्तोषः अस्ति यत् मत्पुत्रः कृषिकार्यम् अनुसरन् अनुवर्तयन् वर्तते इति एतेन किं क्षेत्रं न नष्टं क्षेत्रे धान्यानि उत्पादयन्तः सन्ति अपि च तेषां जीवने अपि इदानीं बेङ्गलूरुनगरम् इति यदि स्वीकुर्मः बेङ्गलूरुनगरे यावद् धनव्ययः भवति तावद् धनव्ययः अत्र ग्रामीणप्रदेशेषु न भवति एतेन ते स्वयं तत्र इन्धनादिविषये अपि धनं धनस्य क्रयं न्यूनीकुर्वन्तः सन्ति एवमेव ग्रामे विद्यमानानां जनानां आनुकूल्यमपि जायमानम् अस्ति